नमस्ते महोदय

कः सम्भाषणं करोति भवतः नाम किं महोदय अनिकेतः नमस्ते कथमस्ति सम्यगस्मि को विषयः अस्तु अस्तु गृहे अभ्यासं करोतु आगामि मासे कार्यक्रमः अस्ति किल तस्मिन् समये इदानीमेव वयं सम्यक् अभ्यासं कुर्मः चेत् गीतम् आलापं स्वरस्थानं सम्यगागच्छति

अद्य भवतः कीर्तनं त्य् त्यागराजस्येव भवति किं रागं स्वीकर्तुमिच्छति भवान् एवं वा उत्तमम् उत्तमं तदेव स्वीकरोतु तस्य राग आलापनं सम्यक् अभ्यासं करोतु कीर्तनं द्वित्रीणि सन्ति तत् किमपि यत् कीर्तनं भवति भवान् इच्छति तदेव स्वीकुर्वन्तु कृपया अनन्तरं तत् सर्वं ध्वनिमुद्रणं कृत्वा प्रेषयतु अहं दृष्ट्वा वदामि पुनः दिनद्वयानन्तरं वयं मिलामः भवति भवति वयं एकम् आवलिं कुर्मः प्रथमम् अनन्तरं भवान् मायामालवगौलं रागे दातुमिच्छति किल तस्य तस्य तस्मिन् रागे तस्मिन् रागे किं भवान् गातुमिच्छति तदेव एतत् चीटिकामध्ये स्थापयतु वयं मिलित्वा अन्ये के के रागाः स्वीकुर्वन्ति तदपि दृष्ट्वा वयम् एकं आवलिं कुर्मः

अवश्यं कुर्वन्तु करोतु कृपया ध्वनिमुद्रणमपि प्रेषयतु धन्यवादाः